भारतदेशे तावत् मनोरञ्जनार्थम् अनेकविचाराः अनेकप्रभेदाः सन्ति अनेककलाः क्रीडाविभागः दूरदर्शनम् इत्यादिकम् जनानां मनोभिलाषः यथा भिन्नः वर्तते तद्वत् तेषाम् आसक्तिः इच्छास्थानमपि विभिन्नाः एव भवन्ति केचन क्रीडाक्षेत्रमिच्छन्ति अन्ये च केचन कलाविभागमिच्छन्ति केचन दूरदर्शनम् इत्यादि विचारान् बहु इच्छन्ति यदि अधिकाधिकम् अस्माभिः द्रक्ष्यते अधिकाधिकाः बालाः ये भवन्ति ते दूरदर्शनं क्रीडां बहु इच्छन्ति तत्र च बालकाः क्रीडाविभागमेव बहु मन्यन्ते क्रीडापि भारतक्षेत्रे पूर्वं यथा आसीत् तस्य तु अधिकम् इदानीं सर्वत्र बहु प्रसृतं वर्तते इदानीं तावत् इण्टर्नेट् इति अन्तर्जालस्य प्रयोगः विद्यते इति कारणात् केवलं दूरदर्शन तावदेव न अपि तु अस्माभिः अस्माकं समीपे विद्यमानजङ्गवाण्यां जङ्गमवाण्यामपि सर्वमपि द्रष्टुं शक्यते अतः कारणात् गतकालेषु यथा स्थितिः आसीत् तथा स्थितिः अधुना नास्ति सर्वमपि हस्तेन ए हस्ते एव लभ्यते इति कारणात् यत्र कुत्रचित् गम्यते चेदपि सर्वं द्रष्टुं शक्नुवन्ति तथा दूरदर्शने अनेकविभागाः भवन्ति सिनेमाक्षेत्रं स्यात् इत्यादिकं बहूनि सन्ति तथा कलाः अपि मनोरञ्जनं वर्धयन्ति तत्र नृत्यानि सङ्गीतम् अधिक अनेकवाद्यानि एवं सर्वमपि जनान् बहु जनानां मनमपि विलासयति एवं गतेषु वर्षेषु भारतीयं मनोरञ्जनक्षेत्रं कथं सर्वत्रापि अधिकम् अभवत् इति अस्माभिः अत्र ज्ञातुं शक्यते अन्तर्जालं तावत् सर्वेषामपि सर्वविषयेपि साहाय्यं करोति इत्येवं क्रमेण मया एतद्वक्तुम् इष्यते